अक्टोबर् मासस्य नवमः दिनाङ्कः नवनवत्यधिकनवशताधिक एकसहस्रतमं वर्षं जून् मासस्य पञ्चविंशतिदिनाङ्कः नवनवत्यधिकनवशताधिक एकसहस्रं वर्षं तं वर्षं जनवरीमासस्य आद्यः दिनाङ्कः अष्टाधिकद्विसहस्रतमं वर्षं एप्रिल् मासस्य द्वितीयं दिनम् अष्टाधिकद्विसहस्रं वर्षं मार्च् मासस्य पञ्चमः दिनाङ्कः नवाधिकद्विसहस्रतमं वर्षं